मम इष्टतमः लेखकः प्रेमचन्दः वर्तते प्रेमचन्दस्य कथालेखनं अत्यन्तं मार्मिकं हृदयस्पर्श कारकं च वर्तते तस्य कथानां अध्ययनं यदा वयं कुर्मः तदा तस्य चरित्रचित्रणं तादृशं भवति यद् वयं आत्मानं एव तस्य कथायाः नायकत्वेन संस्थाप्य कथां अनुभवामः जी कथायाः जीवनं वयं जीवामः अतः प्रेमचन्दस्य साहित्यं यदा कदापि समयं लभ्यते तदा अहं पठामि तस्य साहित्यस्य वैभवं गौरवं वयं एवं अनुभवितुं शक्नुमः यत् तस्य गोदान् उ उपन्यासः भवतु अथवा निर्मला भवतु अथवा अन्ये ये उपन्यासाः सन्ति ते भवन्तु तस्य कथाः भवन्तु सर्वे एव विश्व प्रसिद्धाः सन्ति हिन्दी साहित्यस्य जनाः प्रप्रथमं तं एव पठितुं इच्छन्ति